प्रथमं दूरभाषायन्त्रं मम स्मरामि चेत् नोकिया इति आसीत् नोकियामध्ये अहम् एर्टेल् सीम् स्थापितवती तत्र केवलं सम्भाषणम् इति एव सम्यक् भवति भवति स्म इदानीं तु स्मार्ट् फ़ोन् तन्त्रज्ञानं भवति काले काले परिवर्तनम् इत्युक्ते वक्तुं शक्नुमः नोकिया तत्र केवलं सम्भाषणम् आसीत् इदानीम् ऐ फ़ोन् अस्ति आप्पल् माडल् अस्ति अनन्तरं किं पोको किमपि अस्ति अनन्तरम् ऐ फ़ोन् तत्र परिवर्तनम् इत्युक्ते वयं विडियो काल् अपि कर्तुं शक्नुमः आन्लैन् माध्यमेन पाठनम् अपि कर्तुं शक्नुमः तत्र यूटूब् इति व्यवस्थास्ति यूटूब्मध्ये आडियो विडियो द्वयमपि वयं सम्यक्रीत्या द्रष्टुं शक्नुमः विविधा नृत्यकलां ज्ञातुं शक्नुमः पाककलां ज्ञातुं शक्नुमः त अनन्तरं स्मार्ट् फ़ोन्मध्ये गूगल् इति अस्ति गूगल्मध्ये वयं किमपि स् अन्वेषणं कर्तुं शक्नुमः यत्किमपि आवश्यकं तद् वयम् अन्वेषणं कर्तुं शक्नुमः अनन्तरं फ़ेस्बुक् अस्ति फ़स्बुक्मध्ये वयम् जना जनैः सह सम्भाषणं कर्तुं शक्नुमः तैः सह वयं मैत्री इत्यादिकं कर्तुं शक्नुमः अखण्डे विश्वे वयं केनापि सह कदापि वार्तां कर्तुं शक्नुमः तत्र अधिकं धनस्य व्ययः अदिकः धनस्य व्ययः न भवति किन्तु जनाः सम्यक्रीत्या सर्वं ज्ञातुं शक्नुवन्ति इतोपि तत्र स्मूथ् स्क्रीन् भवति अनन्तरं तत्र किं कीबोर्ड् कीपेड् इत्यादिकं व्यवस्था अस्ति अतः किमपि वयं लिपिः कापि लिपिः वयं तत्र टैप् कर्तुं शक्नुमः तेन जनाः सम्यक्रीत्या ज्ञातुं शक्नुवन्ति